ओं नमो नमः ओं महोदय आं महोदय आं महोदय मया पूरितमभूत् मम नाम सुकेता अस्ति महोदय मम नाम सुकेता अस्ति मम पितुः नाम डोक्टर् विजयपाल् शास्त्रि अस्ति आम् महोदय नूनं महोदय मया साहित्यक्षेत्रे आचार्य कृतमस्ति अन्त्यत् पि हेच् डि अपि मया साहित्यक्षेत्रे कृतमस्ति अन्यच्च शास्त्रि मया जगद्गुरुरामानन्दाचार्य इ युनिवर्सिटि मध्ये कृतमस्ति मूलपरिसरे एव कृतमस्ति महोदय आम् अधुना मया पि हेच् डि समाप्तं मया पि हेच् डि समाप्तं कृतं अन्यद् मया पञ्चवर्षपर्यन्तं जगद्गुरुरामानन्दाचार्ययुनिवर्सिटिमध्ये पाठितमपि महोदय मया साहित्यविषये एव पाठ्यते आं महोदय मम पार्श्वे अस्ति प्रायेण आचार्यकक्षायां तु विंशतिछात्राः सन्ति अन्यच्च शास्त्रिकक्षायां प्रायेण चत्वारिंशत् छात्राः सन्ति शास्त्रिकक्षायां महोदय साहित्यदर्पणमस्ति नाट्यशास्त्रमस्ति काव्यप्रकाशः अस्ति अन्यत् केचन् नाटकानि अपि सन्ति महोदय मम कृते सर्वाधिकं तु काव्यप्रकाशः रोचते अन्यत् आम् महोदय अन्यत् आचार्यकक्षायां मया ध्वन्यालोकः अपि पाठितः रसगङ्गाधरः अपि पाठितः न महोदय पाठयामि परन्तु एते मम कृते अधिक अधिकाः रुचिकराः सन्ति महोदय यथा नाट्यशास्त्रं पाठितं मया अस्तु नाटक् नाटकानि अभिज्ञानशाकुन्तलमस्ति अन्यत् भासस्य नाटकानि सन्ति स्वप्नवासवदत्तम् अस्ति अन्यत् मम शोधक्षेत्रम् अपि नाट्यशास्त्रमस्ति महोदय महोदय कारिकासु तु सर्वमेव रोचते यतः तत्र नाट्यशास्त्रे रसविषये वर्णनं अस्तु अस्तु मम ओं महोदय भासः अधिकः रोचते माम् महोदय तस्य चतुर्दशनाटकानि सन्ति सर्व सर्वाधिकप्रियं नाटकं मम तस्य स्वप्नवासवदत्तमस्ति महोदय तत् अहं मुखेनैव पाठयामि परं तु टेक्नोलजि इत्यस्य सम्यक् प्रयोगमहं करोमि यथा छन्द् छन्दानां पाठनं यदि करणीयं तदा अहं तत् लेप्टोप् द्वारा पाठयामि ओं गानं श्रावय् श्रावयित्वा एव पाठयामि तत्र आं महोदय महोदय अहं पाठयितुं शक्नोमि यतो हि सम्यक् रूपेण अहं पाठयामि तदा पाठयितुं शक्नोमि अहं नूनं महोदय नूनम् आम् महोदय नूनम् अहमागमिष्यामि भवान् समयं यदा वदिष्यति तदा एवमहमागमिष्यामि नूनं महोदय ओं महोदय अस्तु धन्यवादः महोदय नमस्कारः महोदय